अहं यस्तन् दिवसे एकं चार्जर् स्वीकृतवान् किन्तु तत् तादृशं सम्यक् नास्ति प्रायः अस्मिन् क्षेत्रे अन्यः कम्पनि चार्जर् तत्र भवति शीघ्रं ते दुरवाणीं चार्ज् इति कुर्वन्ति तद विद्युतः परिमाणः तस्य न्यूनम् इत्युक्ते सः ट्वेन्टि फ़ै वाट् इति अस्ति किन्तु प्रायः अस्मिन् समये शताधिक वाट् इति प्रायः चलन्ति तदा दूरवाणी किं भवति त तेन सार्ध एकघण्टात्मकं तत्र समयः इत् इष्टः तस्य मुख्यः किन्तु प्रायः पञ्चदशनिमेषेषु विंशतिः नि निमेषेषु अपि केचन चार्जर ते अस्माकं दूरवाणीं चार्ज् कुर्वन्ति तदा यत् चार्जर् अहं स्वीकृतवान् तद् अहं न इच्छामि इति अनुत्तमा इति